भारते नैकाः नृत्यशैल्यः वर्तन्ते कुच्चिपुडि भरतनाट्यं यक्षगानम् इत्यादिकलाः प्रसिद्धाः सन्ति तत्र यक्षगाननृत्यशैल्यां चिट्टाणि इति कश्चित् सुप्रसिद्धः नृत्यकारः आसीत् सः स्वजीवितावधौ नैकेषु कार्यक्रमेषु नर्तनम् अकरोत् नृत्यशैल्यां तं पराजयितुं नान्यः समर्थः यक्षगानकलायाम् एतावता न आगतः अतः चिट्टाणी इति प्रसिद्धः अयं यक्षगानकलायाम् अतीवमहत्त्वं स्थानं प्राप्नोति इति ज्ञायते इत्थं भारतीयनृत्यशैल्याः गणनायां यक्षगानम् अवतिष्ठते तत्र चिट्टाणि इति नामा अयम् अपि प्रसिद्धः इति अवगम्यते किञ्च भरतनाट्यं वा भवतु अथवा कुच्चिप्पुडि इति यदुच्यते तद्वा भवतु भारते प्रसिद्धमेव इमाः नृत्यकलाः भारतदेशस्य वैशिष्ट्यम् अधिकङ्कुर्वन्ति भारते इमाः कलाः वर्तन्ते इति कृत्वा विविधतायाम् एकता इति अयं विषयः अपि सर्वेषु चिन्तकेषु युक्तरीत्या द्रष्टुं शक्नुमः इत्थं भारतस्य प्रसिद्धाः नृत्यशैल्यः किञ्च तत्र प्रसिद्धः पुरुषः